मम प्रदेशे जनाः अत्र मन्दिराणि यानि वर्तन्ते तानि द्रष्टुं गच्छन्ति यतः दक्षिणभारते मन्दिराणि अतीवविलक्षित अतीवविलक्षणतया निर्मितानि सन्ति तत्र भारतीयकलायाश्च मन्दिरनिर्माणकौशलस्य च साक्ष्या सा कौशलस्य च प्रमाणानि भवन्ति मन्दिराणि नाम तत्र निर्मितिः अतीव भव्या वर्तते पुनश्च यत्रकुत्रापि समुद्रतीराः भवन्ति चेत् समुद्रतटानि भवन्ति चेत् पुनश्च उद्यानवनानि भवन्ति चेत् तादृशेषु स्थानेषु अथवा यत्रकुत्रापि तत्र किम् पन्यानि नाम केचन जनाः आगत्य राज्यान्तरादागत्य अत्र कानिचन दिनानि स्थित्वा स्वस्वपदार्थान् स्थापयन्ति विक्रयन्ति च तादृशेषु स्थानेषु गन्तुं जनाः इच्छन्ति